अहो भ्रमस्य कृते क्षम्यतां परन्तु अहं व्यक्तिगतरूपेण कस्यापि पशूनां स्वामित्वं न करोमि तेषां क्रयविक्रये वा न प्रवृत्तः अस्मि अहम् अत्र केवलं गप्पा शपं कर्तुं सूच् सूचनाम् दातुं च आभासमित्रम् अस्मि किम् अस्य किमपि मया भवतः सम्यक् कर्तुं शक्यते तव पार्श्वे नास्ति परश्वः परन्तु बहवः तेषां कल्याणं नकरान्तकरूपेण प्रभावितं कर्तुं शक्नोति धनं प्राप्नोति भवान् कर्म करोतु तर्हि कर्म करोतु तर्हि बुद्धिः आगच्छति बुद्धिः आगच्छति तर्हि जोब् आगच्छति नौकरी आगच्छति तर्हि भवान् धनं प्राप्नोतु तर्हि धनं प्राप्नोति भवान् स्वयमेव कार्यं समवेव मनेन मनसा करोतु तर्हि चिन्ता मास्तु ईप्सितं